प्रायः मम जननी मां तत्र वेदिकायां वेदिकामध्ये एव प्रसूतवती वा इति मम मनसि इत्युक्ते चत्वारिंशत् वर्षेभ्यः अहं वेदिकासु सभासु गायनं करोमि कार्यक्रमं दद्मि परन्तु नैकं दिनमपि दुःखम् अनुभूतवान् भयम् अनुभूतवान् कदाचित् गायनकाले रागान्तरं यदि गतं एकं दिनं मम पितुस्साक पित्रा साकम् उक्तवान् पार्श्वस्थः अहं न गायामि इति कुत इत्युक्ते रागान्तरेण रागान्तराय गतम् इति परन्तु ते उक्तवन्तः अरे महता प्रयत्नेन सङ्गीतज्ञाः रागमालिकां कुर्वन्ति भवान् स्वयं गच्छति चेत् त्यजतु गच्छतु नाम इत्युक्तवान् ततःपरं न भीतवान् अद्यापि तत् रागान्तरं भवति चेदपि मम मनसि भयमेव नास्ति न कदापि कम्पनम्